यदा उत्सवः भवति नो चेत् पूजा भवति तदा अस्माभिः गृहस्वच्छता करणीया सर्वे मिलित्वा देवस्य पुजां कर्तुं एकत्र एव उपविशाम होमादिकं सर्वं ज्येष्ठैः क्रियते तदा ज्येष्ठाः वदन्ति अस्माकं धर्मं किं कथं भवेत् इति तत् अस्माभिः आचरणीयम् धार्मिक अभ्यासाः इत्युक्ते पूजायाः पूर्वसिद्धता यथा पुष्पावचनं पु पुष्पमालाकरणम् पूजा परिकरण स परीकरणसिद्धता हवनादि समा सामग्री स संग्रहनम् इमः धार्मिकव्यवहारः इति मन्यते एतैः कार्यैः वयं चिन्तयामः यत् इयं क्रिया भगवता क्रिया अस्मात् श्रद्धा वर्तते इति भवति